अहम् अत्र गुरुकुले वसामि गुरुकुले च छात्राणां सङ्ख्या वर्तते शतम् इति कदाचित् पाचकानां पाचकानाम् अभावे तावत् मया एव तत्र पाकः निर्मीयते अहं गृहे तावत् ईषदभ्यस्तवान् भवामि गृहे तावत् चत्वारः वा पञ्चजनाः भवन्ति तेभ्यः कृत्वा अभ्यासः भवति शतं जनानां कृते सः एकदा एव कर्तव्यं चेत् तथा अभ्यासः न भवति तथापि मया ईषद् यत्नः तावत् कृतः आसीत् मया प्रातःकालीनः उपाहारः सज्जीकृतः आसीत् तस्मिन् दिने मया चित्रान्नञ्च निर्मितमासीत् अन्नं तावद् अन्नमित्यादिकं कृत्वा तदुत्तरं तस्य पाकविशेषः यः वर्तते चित्रान्नरूपः नाम तत्र तस्य व्यञ्जनं निर्मातव्यं भवति तदुत्तरं तस्य तेन सह अन्येन सह तस्य मिश्रणं कर्तव्यं भवति तच्च मया कृत्वा सम्यक् एव कृत्वा सर्वेभ्यः छात्रेभ्यः परिवेषितमासीत्